नमस्ते मया एकम् अड्वटैस्मेन्ट् दृष्ट्वा एकं फ़ेस्क्रीम् आनीतं परन्तु तस्य लेपनानन्तरम् मम चर्मरोगः आरब्धः तस् ततः दुर्गन्धः अपि आगच्छति अतः एतद् वस्तु सम्यकेव नास्ति